हा चिकित्सालयेषु समस्याः नाम अत्यधिकतया वयं कोरोना काले द्रष्टुं शक्नुमः कोरोन कालः अत्यन्तदरिद्रकालः सः तदानीं वैद्यालयेषु एवं सर्वत्रापि समस्याः समस्याः एव आसन् वैद्यालये समस्याः नाम स वैद्याः समये समये न आगच्छन्ति स्म रुग्णानां कृते शयनार्थं स्थानं न आसीत् स्थातुं तेषु शक्तिः न आसीत् मञ्चाः न प्राप्यन्ते स्म एवमेव वायोः न्यूनतापि आसीत् वायोः अत्यधिका अनिवार्यता भवति जीविनः परन्तु तस्यापि किं न्यूनता आसीत् वैद्यालयेषु एवं वैद्यानाम् ये वैद्यानामेव न्यूनता आसीत् कदाचित् वैद्यानां कृते अपि कोरोना आगतमासीत् एवं बहुविधसमस्याः अस्माभिः कोरोना काले द्रष्टुं शक्यन्ते अत्रापि विशिष्य मम चिकित्सालये कष्टं नाम मम गृहे एकः मम गृहात् एकः एकः जनः वैद्यालयं गतवान् कोरोना समये एव कोरोना निमित्तं सः तस्मै बहु नाम बहु नाम बहु कष्टं जातं तत्र जना जनाधिक्यमसीत् जनाः बहवः आसन् एकवारं सः यत्र शयितवान् तत्र ततः गत्वा त पुनः तत्रैव आगच्छति चेत् तस्य सः मञ्चः न भवति स्म नाम अन्यः कोऽपि स्वीकृतवान् भवति स्म सर्वेषामपि मञ्चस्य अपेक्षा आसीत् इति कृत्वा एवमेव बहुधा स्थित्वा बहुधा उपविश्य बहुधा निद्रां कृत्वा एवं सर्वं किमपि किमपि कृत्वा वैद्यं वैद्यालये सः आसीत् एवं वैद्यालये अनुभूतानि कष्टानि